तच्च तत् मध्यवर्तिनः यद् वयं वदामः तेषां कार्यमेव लाभः स्वीकरणमिति वर्तते तत् अस्माभिः सोषणमिति परिगण्यते अथवा सहाय्यमिति परिगण्यते तत् अस्माभिः एवं वक्तुं न शक्यते यतः प्रतिव्यक्ती भिन्ना वर्तते कश्चन अधिकं लाभार्थं अधिकं मध्ये धनं स्वीकुर्यात् कश्चन यः सामान्यरूपेण तस्य व्यापरं कर्तुमिच्छति सः न न्यूनं लाभं स्वीकुर्यात् पुनश्च भवतः कृते उपकारं कुर्यात् तत्तु व्यक्तिगतं गुणः वर्तते